वस्तुतः एलेक्षन् विषये अहं तथा न जानामि एलेक्षन् अहं बहुवारं तत्र एलेक्षन् प्रति गतवान् इति अपि न एकवारमेव तत्र एलेक्षन् कृते अहं गतवान् तत्रेवं नाम जनानां कृते व्यवस्था अपेक्षते का व्यवस्था इति तत्र जनानां कृते पानीयव्यवस्था जनानां कृते स्वल्पाहार व्यवस्था एवञ्च तेषाम् रक्षणं रक्षणाधिकम् अत्यन्तं कर्तव्यं भवति यतोऽहि तत्र ये राजनैतिकजनाः भवन्ति ते उग्र स्वभाविनः भवन्ति ते बहु किमपि तत्र आचरणं कुर्वन्ति अतः तेषां दमनार्थमेव तत्र प्र प्रतिरक्षाजनाः अपि भवेयुः परन्तु समीचीनतया प्रतिरक्षजनाः तत्र न भवन्ति तदर्थमेव साधारणजनाः ज ज ये जनाः भवन्ति तेषां बहु कष्टकरं भवति तेषाम् कृते नाम अपघातः कदाचित् भवितुम् अर्हति यतोऽहि तत्र ये राजनैतिकजनाः भवन्ति ते बहु उग्रस्वभाविनः भवन्ति अतः तेषां कृते चिन्तनीयं वर्तते एवञ्च साधारणजनानां हिताय तत्र कल्पना कर्तव्या भवति